लग्शरि प्लेस् मुम्बै इति उच्यते अतः अस्माकं प्रदेशे गम्भीररोगाणां चिकित्सार्थं व्यवस्थाः तत्र हास्पिटल्स् इत्यादिकम् अस्त्येव सामान्यः वैद्यालयोऽपि अस्ति तत्र सर्व सुलभाः व्ययकरणीयाः अपि सन्ति पुनश्च गवर्मेण्ट् हास्पिटल्स् इत्यादिकम् अपि अपि अस्ति इदानीं वर्शद्वयात् प्राक् यद् कोरोणा जातमासीत् तत्रापि यादृशं सहायं गवर्मेण्ट् हास्पिटल्स् वा प्रैवेट् हास्पिटल्स् तैः कृतं तादृशमेव लघु वैद्यालयेन अपि कृतमासीत्